छायाचित्रणं कदापि अहं पूर्वं न चिन्तितवान् एतत् कर्तव्यम् इति कदाचित् इण्स्टाग्राम् इति एकं सोश्यल् मीडिया वर्तते तत्र सुधीर् शिवराम् इति कश्चन वर्तते सः बहु सम्यक् छायाचित्रणं स्वीकरोति पुनश्च यदा सः विशेषतः सः एवम् अरण्यप्रदेशेशु गत्वा छायाचित्रणं स्वीकरोति सः बहु तज्ञः अस्ति तस्य पाठनशैली अपि बहुसम्यक् आसीत् इति कारणतः तदानीं मम प्रेरणा जाता तदूर्धं इदानीम् तु अहं एतादृश बहुछायाचित्रणं स्वीकरोमि इदानिं तु तद्विषये चिन्तनं प्रवर्तते यद तद् तद् तस्य एतादृश छायाचित्राणाम् एकं समुहं कृत्वा अन्यदेशेषु अपि प्रेषणीयं इति एक चि एकं चिन्तनं वर्तते बहु जनाः उक्तवन्तः अपेक्षितम् इति प्रायः तन्मूलतया अपि वित्तार्जनं भवेत इति अस्माकं चिन्तनं इदानिं